हलो महाभागाः नमस्ते हा अहं नवीनः इति मम चर्मसमस्या वर्तते किमिति न जानामि विचर्चिका इति चिन्तयामि तस्मिन् विषये किमपि वक्तुं शक्यते वा किं करणीयम् सर्वं हस्तयोः आदौ वर्तते इदानीं पादयोरपि वर्तते इति चिन्तयामि हा आरब्धं वर्तते तत्र रक्तं वर्णं भवति किञ्चित् तत्सर्वं न जानामि तस्मिन् विषये किमपि वक्तुं शक्यते वा आयुर्वेदशास्त्रे वा अन्यत्र वा किमपि वर्तते वा इति

हा

हा रक्त रक्तशुद्ध्यर्थं किं करणीयम् हा सत्यम् हा हा हा

हा हा अस्तु हा हा सत्यं सत्यम् हा आतपादपि चर्मरोगः जायते इति

सत्यं हा सत्यं सत्यं निदानशास्त्रमिति

हा कार्यवाहशिरीश शिरीशारिष्टमपि स्वीकरोमि हा सत्यम् अस्तु महोदय अहमेकवारं वैद्यालयं प्रति आगच्छामि तदापि सूचयन्तु हा सत्यम् अस्तु आचार्याः अस्तु आचार्य अस्तु महोदय अस्तु अस्तु अस्तु धन्यवादाः